क्वचिदपि कार्ये दोषाः भवन्ति यदि किमपि कार्यं कुर्वन् तस्यापि समस्यायाः बाधकस्य वा सम्मुखीभवति तर्हि शान्ततया तस्य बाधकस्य मूलकारणम् अन्विष्य तस्य निवारणस्य उपायान् चिन्तयित्वा समये समाधानं प्राप्तव्यम्